मम प्रदेशे इदानीं सामान्यगृहस्य प्राप्तिः सुलभमेव किमर्थं चेत् इदानीम् कोरोणा अनन्तरम् ऐ टि जनाः वर्क् फ़्रोम् इत् वर् वर्क् फ़्रम् होम् इति कारणात् स्वग्रामं गच्छन्ति अतः बहूनि गृहाणि इदानीम् रिक्तः एव सन्ति अतः एकः प्रकोष्ठस्य आवश्यकं वा बृहत् द्वि त्रि प्रकोष्ठाः मिलित्वा एकं बृहत् गृहं वा सुलभतया एव प्राप्तुं शक्यते बहवः जनाः एतद् गृह भाटकनिमित्तं वा नो चेत् स्वगृहं क्रेतुं वा बहवः एजन्स् जनाः सन्ति अतः तद् भाटकार्थं वा स्वगृहं वा प्राप्तुं सुलभमेव अस्ति अन्तर्जालद्वारा अपि इदानीं बहवः सैट्स् सन्ति अतः तेन द्वारा अपि गृहं अन्वेषणं सुलभम् अस्ति सामान्यतया इदानीं शिक्षणार्थं वा नो चेद् कार्यं कुर्वन्ति जनाः एकः प्रकोष्ठः पर्याप्तं पृथक् वासं कर्तव्यं चेत् पञ्चसहस्रं य् यावत् गृहं प्राप्तुं शक्यते नो चेत् इदानीं चत्वारः बालकाः मिलित्वा शारिङ् रूपेण वासं कर्तुं इच्छन्ति चेत् तदा दशसहस्रं यावत् गृहाणि लभ्यन्ते एव